मम चित्ररचनं बहु आसक्तिदायकं वर्तते तथापि यदि अस्माभिः व्यर्थतया य यस्य कस्यचित् पुरुषस्य वा अथवा परिसरस्य चित्रोल्लेखनं क्रियते तदानीं तत्र अनादारो भवति नाम तेन किमपि बहु प्रयोजनं न भवति तस्य पुरुस्य चित्ररचनं क्रियते चेत् तस्य तुष्टिर्भवति न अस्माकं अतः मम अनादरमासीत् किन्तु तत्र पुनः प्रवृत्तिवर्धनमभय् अभवत् तस्य उपायस्तु यदि अहं भगवन्तं रचयामि तस्य बहूनि अवताराणि सन्ति राम कृष्ण वेदव्यास हयग्रीव धन्वन्तरी इत्यादि तानि मया यदि रचितानि तदानीं बहु सन्तोषमभवत् तस् तेन च पुण्योपि लप्स्यते तदर्थं सामव समयावकाशः बहु न लप्स्यते तथापि यदि विरामः लभ्यते तदानीमहं करोमि